भारतीया आरोग्यव्यवस्था भारतस्य आरोग्यव्यवस्था कीदृशी वर्तते इति पृष्टे सति तस्य तस्याः एका महती समस्या अस्ति तत् सर्वं महार्घं सर्वस्य महर्घता इति मुख्या समस्या अस्ति अन्यच्च यत्र रुग्णाः सन्ति तत्र समीचीनाः नाम पर्याप्ताः चिकित्सकाः न विद्यन्ते इति अपरा समस्या एतत् समस्याद्वयं भारतस्य आरोग्यव्यवस्थां दूषयति तथापि आरोग्यव्यवस्थां चिन्तयित्वा भारतसर्वकारेण सम्प्रति आयुष्यमन्त्रालयः इति विभागः स्थापितः सः विभागः जेनेरिक् इति आङ्ग्लः शब्दः जेनरिक् औषधानि प्रसारयन्ति तेषाम् विज्ञापनं करोति तेन च महार्घता न्यूनी भवति अन्ये अपि एवमेव उपायाः योजिताः येन केचन महार्घाः ओषधयः वा यन्त्राणि वा इदानीम् अल्पमूल्यानि भूतानि सञ्जातानि